दशमीकक्षापर्यन्तम् अहम् आङ्ग्लमाध्यमेन विद्यालये अधीतवान् तदनन्तरं पितुः इच्छया संस्कृतम् अध्येतुम् अहं संस्कृतविद्यालये प्रवेशं स्वीकृतवान् तत्र व्याकरणाध्ययनं मम आरब्धं किन्तु तस्मिन् समये संस्कृतस्य महत्वं मया ज ज्ञायते स्म यथा मम अध्ययनम् अग्रे गतम् अहं संस्कृतस्य महत्वं शनैः शनैः ज्ञातवान् संस्कृते ज्ञानं विज्ञानं सर्वमपि वर्तते संस्कृते किं न वर्तते इत ज्ञात्वा मम संस्कृतस्य अध्ययने रुचिः समुद्भू समुत्पन्ना तेन संस्कृतस्य अध्ययनाय मयि प्रेरणा आगता इदमेव मम गर्वस्थानं भवति अतः अहम् अधुना संस्कृतभाषायाः व्याकरणशास्त्रे मम शास्त्रिकक्षां समाप्य आचार्यकक्षायाम् अधीयानः अस्मि इदमेव मम गर्वस्थानं भवति